मम गृहस्य समीपे शारदा महाविद्यालयः इति एकः विद्यालयः अस्ति तत्र सर्वे छात्राः आङ्लमाध्यमाः एव आसन् माध्यमं स्वीकृतवन्तः आङ्लमाध्यमाः एव माध्यमे एव सर्वान् विषयान् बोधितवन्तः तत्र प्रातःकालतः सायङ्कालपर्यन्तं विविधान् विषयान् विविधविषयान् साङ्गिकसामान्यः गणित शास्त्रम् आङ्लभाषायां कृते तेलुगुभाषायां कृते बोधनं कुर्वन्ति ते सर्वे पुस्तकपठनमेव कुर्वन्ति वा अनन्तरं सायङ्कालसमये किञ्चित् विरामः भवति तत्समये सायङ्कालसमये क्रीडा विषयं भवति क्रीडा क्रीडायां शिक्षणम् अपि प्राप्नुवन्ति तत्र विविधक्रीडाः अपि प्राप्तुवन्ति स्पर्धाः अपि सन्ति मासान्ते इति स्पर्धा स्पर्धाः भवन्ति अनन्तरं किञ्चित् विषये समये वचनीयं सः वक्तृत्वं प वक्तृत्वस्पर्धायाम् अपि सन्ति तत् मम पुत्रिकाः पुत्रिकाः सेण्ट् आन्तनी नाम विद्यालये पठितवन्तः तत्र विविधस्पर्धाः सन्ति मासान्तसमये स्पर्धाः सन्ति वक्तृत्वं लेखनीयं व्यासरचना इति इत्येतान् विषये विविधस्पर्धाः स्पर्धाः सन्ति मम पुत्रिकाः अपि भागं स्वीकृतवत्यः स्वीकृतवत्यः भगवद्गीतायाः पठनमपि कदापि अस्ति अहं मम गृहे भगवद्गीतायाः पठनमपि शिक्षणमपि ददामि मम पुत्रिकाः कृते ते सर्वे अपि अधिकज्ञानं प्राप्तवन्तः पाठशाला अध्यापिकाः बोधयन्ति किमपि धर्मबोधनमपि नास्ति अस्माकं भारतीयधर्मकथा अस्ति तद्विषये अधिक अधिकविषयान् अधिकान् न बोधयन्ति तदैव तेषां सिलबस् अस्ति सोशल् साङ्घिकविषये सामान्यविषये चरित्रविषये गणिकविषये फ़िसिक्स् भौतिकशास्त्रे जीवशास्त्रे विविधविषयान् बोधयन्ति धर्मबोधनं न्यूनमस्ति तद् त तदेव मातापितरौ बोधयतः गृहे एव बोधयतः धर्मं किं धर्मं किम् अधर्मं किं करणीयं किं न करणीयं किं भगवद्गीतां पठनीयं वा न पठनीयं वा भगवान् अस्ति वा नास्ति वा पूजा कथं करणीयं पूजां किं करणीयं कुत्र करणीयम् अन्येभ्यः कदा प्रवर्तनीयम् इति मातापितरौ एव शिक्षणं ददतः इति